अस्माकं विद्यालये तु प्रवेशार्थं शुल्कं न दीयते यतो हि अस्माकं विद्यालयः न अपि तु विश्वविद्यालयः वर्तते अत्र ये प्रौढाः सिक् छात्रा सन्ति ते आगच्छन्ति अतः अत्र शुल्कं न ददाति हा ये विद्यालयाः सन्ति अथवा महाविद्यालयः अपि परन्तु सम्भवतः महाविद्यालये अपि शुल्कं न ददाति परन्तु विद्यालयेषु सर्वत्र शुल्कं ददाति तेन बालकानां यः उत्साहः अस्ति सः वर्धते एवमेव सर्वेषु विद्यालयेषु शुल्कं ददाति तेन बालकाः प्रतिदिनं विद्यालयं प्रति विद्यालयं प्रति अपि आगच्छन्ति पुनः तत्रैव स्थित्वा पठन्ति अपि एवमेव छात्राः स्वमत्या तत्र पठितुम् अपि शक्नुवन्ति पुनः तत्र तेषाम् उत्साहः अपि वर्धते ये विश्वविद्यालयाः सन्ति तत्र सम्भवतः शुल्कं न दीयते यतो हि तत्र प्रौढजनाः सन्ति प्रौढछात्राः सन्ति शिक्षार्थिनः सन्ति धन्यवादः